हा हलो नमस्ते भवती गीता महोदया खलु हा मम नाम मम मम नाम अखिलः अहम् अर्जुनस्य पिता अस्मि मम पुत्रः अर्जुनः तत्र भवत्याः महाविद्यालये पठति तत्र भवत्याः भोजनशालातः किञ्चित् कम्प्लेण्ट् प्राप्तं किमस्ति इति तत्र किमपि रुचिः नास्ति इति प्रथमकम्प्लेण्ट् अस्ति अन्यद् किमपि समये न द ददाति बहु अधिकं धनमपि ते स्वीकरोति तद् तत्र ते उद्योगस्थाः करोति वा भवती करोति वा न जानाति तद् किञ्चित् क्लेशकरमस्ति हा पाचकः सम्यक् नास्ति चेद् तद् तद्दिने उद्घाटनं मास्तु किमभवत् इति तस्य चायामध्ये तस्य मूषकस्य पृष्टं या किमपि भागं प्राप्नोति इति सः उक्तं कथं ते पिबन्ति तद् हा सः ता तावद् वदति तावन्ति मित्राणि सः सः गच्छति ते सर्वे वदन्ति मूषकस्य पुच्छमस्ति इति हा एकमेव मूषकः भवेत् किन्तु तस्य पुच्छभावन्तु मम पुत्रस्य अस्ति इदानीं गृहे अस्ति सः दृष्टं यदि एतद् मूषकस्य पुच्छमस्ति तर्हि कथं दत्तं शक्यते अहं किं विचार्यतः सः ताः तत्र प्रेषयामि आम् अस्तु कृपया निश्चयेन तत्र सर्वं सज्जीकृत्य एकवारमपि स्वच्छतां करोतु अनन्तरं यदा प्रथमम् उत्तमः पाचकः अस्ति तदा एव उद्घाटनं करोतु अन्यत् केषामपि न कृपया एवं वा मम बन्धुः अपि अस्ति मम एकः बन्धुः अस्ति सः कार्यं करोति सः अपि पाचकः अहं तं प्रेषयामि तस्मिन् किमपि उद्योगं करोति चेद् तस्य अपि गुणं भवति आम् अस्तु एतत् कार्यं कृपया एकवारमपि कृपया सम्यक् रीत्या वदतु भवत्याः योगानाम् अस्तु अस्तु अस्तु तर्हि धन्यवादः महोदय ह्म् स्वागतं